स्थानीय उद्योगे तु बहवः उद्योगाः सन्ति परन्तु ये बृहत् सन्ति तस्मात् निर्यातात् उद्योगाः अधिकाः सन्ति यथा नाग्पुरे पश्यामश्चेत् तत्र ये कृषकाः सन्ति ते सन्त्राफलम् उत्पादयन्ति तद् फलस्य नाग्पुरे अधिकता वर्तते तस्मात् कारणात् तैः एतत् फलं निर्यातं कुर्वन्ति तथा अन्यत्र तत् सम्यकतया न उत्पद्यते तत्कारणेन नाग्पुरे स्थानीयव्यापारात् फलं निर्यातः उद्योगं बहु अधिकं वर्तते तत्कारणेन राज्यस्य अर्थव्यवस्थायाः विकासे सहायं भवति औद्योगिक्षेत्रे अपि बहु बहवः तत्र उद्योगाः सन्ति परन्तु मुख्यतया टाटा औद्योगिकम् उद्योगाः बहुत्र वर्तन्ते तथा तान्त्रिकक्षेत्रे पश्यामश्चेत् अन्तर्जालसंस्था रिलायन्स् अपि वर्तते ते अपि अत्र अर्थव्यवस्थायाः विकासाये सहायं कुर्वन्ति ये संस्थाम् आगन्तुम् इच्छन्ति तस्मात् शरकरानिर्माणं संस्थाः तत्र सन्ति तत्र शर्करानिर्माणार्थं तत्र बहु जनानां सहायता अपेक्षितं वर्तते तेन जनाः उद्योगं प्राप्तुं शक्यन्ते तत्र ये जनाः गमिष्यन्ति तद् बहु अधिकम् उद्योगं प्राप्नुवन्ति तस्मात् कारणात् अर्थव्यवस्थायाः बहु अधिकं विकासे सहायं भवति